सप्तदशोत्तरद्विसहस्रतमवर्षस्य नवेम्बर् मासस्य सप्तदशः दिनाङ्कः अष्टदशोत्तरद्विसहस्रतमवर्षस्य जनवरिमासस्य नवदशः दिनाङ्कः विंशत्युत्तर ए द्विसहस्रतमवर्षस्य मार्च् मासस्य एकविंशतिः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जून् मासस्य विंशतिः दिनाङ्कः द्वादशोत्तरद्विसहस्रतमवर्षस्य जुलै मासस्य द्वादशः दिनाङ्कः